संस्कृतरूपकाणि तथा यथा च वा नाटकानि भारतीयसाहित्ये प्रमुखं स्थानं धारयन्ति अस्याः विविधतायाः संरचना विशिष्टा अस्ति यथा यया कथानकं सुव्यवस्थितं रूपेण प्रवहमानं प्रवहमानं भवति नाटकस्य प्रत्येकम् अङ्कं विशिष्टं कर्तव्यं पूरयति अस्मिन् परिचये संस्कृतरूपकाणां विधानसंरचना तथा तेषां तत्त्वानां विषये विचारः करिष्यते प्रथमतः नान्दी संस्कृतरूपकस्य प्रारम्भे नान्दी अस्ति यत् शुभकामना पाठः तथा अथवा मङ्गलाचरणं भवति नान्दीषु प्रायः देवताभिः वा अन्यैः उच्चैः शक्तिभिः नाटकस्य सफलताया दर्शकाणां कल् कल्याणस्य च आशीर्वादः प्रार्थ्यते द्वितीयः सूत्रधारः सूत्रधारः नाटकस्य निर्देशकः वा मुख्यकथानायकः भवति यः सर्वेषां पात्राणां संयोजकः अस्ति यथा अयं कथा कथानकस्य प्रवर्तनं तथा नाटके पात्राणां कार्यं कार्यकरणानां कराणां प्रस्तुतीकर्तुम् उत्तरे उत्तरदायी अस्ति सूत्रधारः प्रायः नाटकस्य भूमिकां दत्वा तत् तत् कथानकं प्रवर्तयति सः दर्शकाणां मनसि उत्सुकतां तथा रोचकतां जनयति तृतीयः भागः अङ्कः अङ्कः नाटकस्य मुख्यविभागः अस्ति यः हिन्दीनाटके अध्यक्षः इति कथ्यते प्रत्येकम् अङ्कः नाटकस्य एकस्मिन् एव विशेषणघटनां वा परिस्थित्यां केन्द्रीयः केन्द्रतः केन्द्रतः अस्ति संस्कृतनाटकानि प्रायः त्रि वा पञ्चभिः पञ्चभिः अङ्कैः विभक्तानि विभक्तानि भवन्ति प्रत्येक्म् अङ्कः कथायाः विकासाय पात्राणां मनोभावानां विवेचनाय च उपयुक्तः भवति चतुर्थः भागः प्रवेशः प्रवेशः नाटकस्य दृश्यस्य सूचकः भवति प्रत्येकः अङ्कः अनेकैः प्रवेशैः विबक्तः भवति यत्र विविधानि पा पात्राणि म मञ्चे प्रविशन्ति तेषां संवादाः कथन्ते तदा तस्य प्रवेशस्य नाम भवति प्रवेशः नाटकरूपेण नाट्यरूपे पात्राणां पात्राणां विविधसंवादानां तथा तेषां कार्याणां प्रस्तुतिः कर्तुं महत्त्वपूर्णम् अस्ति पञ्चमभागः विष्कम्बकः विष्कम्बकः नाटके प्रहसनरूपेण वा तथा वि विश्रान्त्यर्थः विश्नान्त्यर्थं प्रयुक्तः विभागः प्रयोगः प्रायः मुख्यकथायाः मध्यभागे कथानकस्य गम्भीरत्वं नूनं कर्तुं वा दर्शकाणा मानसिक विरामाय भवति तथा च षष्ठः विभागः भरतवाक्यं भरतवाक्यम् नाटकस्य सम्पा समाप्तौ पात्रेषु प्रमुखपात्रं वा सूत्रधारः भरतवाक्यं कथयति भरतवाक्यं शुभकामना आशीर्वचनं वा प्रेक्षणं प्रेक्षकाणां प्रति किञ्चित् सन्देशः भवति एतत् भरतमुनिना प्रचलितं यद् यद्भवेत् तेन भरतवाक्यम् इति कथ्यते एषः नाटकस्य समापनस्य सम्वेदः भवति एवं संस्कृत रूपकाणां संरचनायाः परिचयः अस्ति